भोः महोदय अहं यत् स्थलस्य यस्य स्थलस्य डिरिक्सन् भव भवद्भ्यः दत्तवान् तस्य स्थलम् इदानीं मया त्यक्तं पुनः यत्र नूतनं स्थानस्य डा लोकेसन् भवद् ब्य् भवद्भ्यः ददामि तस्य तत् तत् स्थलात् मम नयनं भवतु मम नूतनम् इदानीन्तन यत् लोकेसन् स्थानमस्ति तद् भवति शृङ्गेरिः इति स्थानस्य मिणसे नामकं ग्रामं पुनः तस्मिन् ग्रामे केन्द्रीय संस्कृतविश्वविद्यालयः राजीवगान्धी परिसरः इति अस्ति तत्र म् अहं भवतां का कारयानं प्रति उत्तिष्ठामि पुनः माम् ततः नयतु इति प्रार्थये